इदानीं जनाः सर्वं स रेडिमेड् वस्त्राणि अधिकं स्वीकृतवन्तः पूर्वं तः इदानीं ते हस्तनिर्मितं निर्मितानि वस्त्राणि अधिकम् इच्छन्ति तत्र तत्र न रचना रचनाशक्तेः वर्धनं भवति नूतनं नूतनं डिज़ैन्स् सर्वमपि साध्यं भवति तत् कारणात् इदानीम् अधिकं एतदेव इच्छन्ति